आम् अहं शिक्षिका अस्मि मंगलूरुकेन्द्रस्य मंगळूरु अमृतविद्यालये अहं पाठयामि तत्र संस्कृतम् अनन्तरं भगवद्गीता तथा भजनाम् अपि तत्र स्वीकरोमि अमृतविद्यालयस्य अनन्तरं अहं संस्कृतभारत्याः कार्यकर्त्री अपि अस्मि बालानां कृते बालकेन्द्रं स्वीकरोमि तथा सरला इति परीक्षा अस्ति तत् तस्मिन् विषये अपि किञ्चित् आन्लैन् द्वारा पाठयामि